गायने प्राणायामस्य बहु महत्त्वम् अस्ति तस्य अभ्यासः नित्यनूतनतया वर्धनीयः एव अहं प्रतिदिनं प्रायशः अर्धहोरा अथवा एकहोरा पर्यन्तं प्राणायामस्य अभ्यासं करिष्यामि प्राणायामस्य अभ्यासेन अस्माकं श्वासकोशे वर्तमानानां

दुर्विषयानां निवारः भवति तदनन्तरं आम्लजनकस्य कथम् अस्माभिः स्थानं प्राप्तव्यं कियत् अस्माभिः तस्य उपयोगः कर्तव्यः तदनन्तरं गाने कस्मिन् रागे अस्माभिः कियत् परिश्रमः दातव्यः इति सर्वाणि अंशानि अंशानि अस्माभिः अवगन्तुं शक्यते प्राणायामेन यदि वयं प्राणायामं सम्यक् कुर्मः तदा गानस्य प्रत्याहारं सम्यक् कर्तुं शक्यते तदा एव गानविषये रुचिः अस्माभिः वर्धितुं शक्यते अतः प्राणायामः गायने बहु महत्वं स्वीकरोति